संस्कृतभाषां ये न जानन्ति तैः सह व्यवहारं कर्तुं संस्कृतभाषिणः सामान्यरूपेण किं कुर्वन्ति इति चेत् आदौ संस्कृतभाषिणः जनाः तेषां जनानां पुरतः नाम ये संस्कृतभाषां न जानन्ति तेषां पुरतः लघुवाक्यानां प्रयोगमेव कुर्वन्ति यतो हि दीर्घकायं वाक्यं भवति चेत् तेषां बोधः न स्यात् न केवलं लघुवाक्यम् अपि तु सरलवाक्यमपि प्रयोक्तव्यं तेन किं सरलवाक्येन लघुवाक्येन प्रयोगः क्रियते चेत् ये संस्कृतं न जानन्ति तेषां बोधः भवति पुनः यदि तेषां तथा बोधः न भवति किञ्चित् संस्कृतं नाम लोके ये प्रचलिताः शब्दाः सन्ति तत्रैव संस्कृतशब्दाः सन्ति वा नाम तेषां साम्यम् अस्ति वा यदि साम्यम् अस्ति ते एव शब्दाः उच्यन्ते चेत् तेषां बोधः अपि भवति तेन तेषां स्पष्टं बहु स्पष्टं बोधः नास्ति चेदपि किञ्चित्तु बोधः भविष्यति एव पुनः किं यदि येषु येषु विषयेषु तेषां बोधः न भवति तत्र किञ्चित् आकारेण चेष्टितेन तेषां बोधः क्रियते तेन किं भवति तेषां बोधः स्यात् पुनः यदि किमपि वाक्यं वा पदं वा द्विवारं त्रिवारम् उच्यते तेन तेषामपि बोधः भवति यथा संस्कृतभारत्यां तत्र मम नाम भवता मम नाम सौमित्रः भवतः नाम किं मम नाम एवं मम नाम सौमित्रः भवतः नाम किं मम नाम सौमित्रः एवं कृत्वा कृत्वा तत्र द्विरावृत्तिः त्रिरावृत्तिः क्रियते येन अनभिज्ञानं बोधः भवति तद्वदपि अस्माभिः वारं वारं यदि तदेव वाक्यम् आवर्त्यते तर्हि तेषां बोधः स्यात् एतेन तैः साकं संस्कृतभाषां ये न जानन्ति तैः साकं व्यवहारः कर्तुं शक्यते